अस्माकं मम क्ष् अस्माकं क्षेत्रे क्रीडाजनाः क्रिकेट् क्रीडितुमिच्छन्ति तदेव सर्वेषाम् इष्टमस्ति किन्तु तत्र क्रीडितुं क्रीडाङ्गणं न विद्यते प्रथमतया क्रीडाङ्गणं नास्ति अपि च क्रीडार्थमपि तादृशी समीचीना व्यवस्था न प्राप्यते तत्र तथा तत्र क्रीडितुं ग्रामीणाः न त्यजन्ति अपि च तत्रापि केचन क्लेशाः भवन्ति पुनः यदि क्रीडाः स्वेष्टरूपेण क्रीडितुं शक्नुवन्ति तर्हि तत्र युवकाः क्रीडन्ति किन्तु केचन कार्यनिमित्तं वा स्वगृहकार्यनिमित्तं वा बहिः गच्छन्ति तथा अन्यत् अन्येषु कार्येषु रताः भवन्ति पुनः क्रिकेट् क्रीडितुमपि व्यवस्थाः सम्यक् न वर्तन्ते तत्र मया क्रीडाङ्गणं कारयितुं वा न समर्थाः तत्र सन्ति अपि च क्रिकेट् क्रीडनार्थं यानि वस्तूनि अपेक्षितानि तानि अपि न वर्तन्ते तस्मात् स्वेष्टक्रीडां क्रीडितुम् एताः समस्याः मम क्षेत्रे वर्तन्ते